मम गृहे अहं उद्यानं परिपालयन्ती अस्मि तत्र उद्याने वृक्षान् समी वृक्षान् आरोपयामि वृक्षान् आरोपयितुम् अहम् कस्मिंश्चित् स्रोतात् वृक्षान् आनयामि कदाचित् वृक्षाणाम् कृते अधिकं मौल्यम् भवति कदाचित् अल्पं भवति तत्सर्वं वृक्षाः यथा भवन्ति तद्वत् मौल्यं भवति तत्र वृक्षाः समीचीनरूपेण समीचीनाः प्राप्यन्ते वृक्षाणाम् मौल्यमपि कदाचित् अधिकं भवति कदाचित् न्यूनं भवति तत्सर्वम् तत्सर्वं वृक्षाणाम् उपरि वर्तते बहुसमीचीनाः वृक्षाः प्राप्यन्ते बहुसमीचीनानि अपि सन्ति मम उद्यानवने वृक्षाः